मम प्रदेशे विद्यमानः सांस्क् सांस्कृतिकोत्सवाः बहवः सन्ति अत्र गणेशचतुर्थी अपि एकः अत्र अहं गणेशचतुर्थी चतुर्थिविषये किञ्चित् वक्तुं प्रयते गणेशोत्सवः हिन्दुधर्मिणः बहु मुख्यः उत्सवः इति वक्तुं शक्यते विशेषः किम् इत्युक्ते गणेशचतुर्थी पूर्वस्मिन् दिने गौरीदेव्याः व्रतम् आचर्यते अत्र स्त्रियः तस्मिन् दिने गौरीदेव्याः आराधनं कृत्वा विशेषेण देवीपूजा कुर्वन्ति तदनन्तरदिने गणेशचतुर्थी आगच्छति तद्दिने वयं परिवारेण सह प्रातः काले गणेशदेवहं देवं वैदिकविधिना तथा पञ्चभक्षनैवेद्यादिकेन तथा मङ्गलनीराजनेन तं पूजयामः तदनन्तरं रात्रौ गौरीदे गणेशं पूजयित्वा नद्यां प्रवहयामः तत्र उत्सवः भाद्रपदशुद्धचतुर्थ्याम् आचर्यते अत्र अहं तद्दिने गणे गणपतिस्तोत्रं वा गणपत्यष्टोत्तरं वा गणपतेः श्लोकं वा पठामि